समीपस्थेषु समीपस्थेषु नगरेषु आरोग्यशिक्षणम् उद्योगं प्राप्तिविषये बहु छात्राः बहु दूरादूरात् गच्छन्ति पठनार्थं के अडिसातः अमेरिका अपि गच्छन्ति के भारततः अन्य कोऽपि देशं गच्छन्ति पठनार्थं किन्तु तस्य बहु समस्या भविष्यति परन्तु शिक्षणे तेषां शिक्षणे बहु उत्तीर्णाः भवन्ति तत्र चियेन् स्वस्य प्रान्ते आगत्य तत्र उद्योगव्यवस्थां कुर्वन्ति समीपे तु समीपं स्थानेषु अपि जनाः गच्छन्ति आरोग्यशिक्षणं उद्योगप्राप्तिविषये ज्ञातुम् एवं च अत्र गत्वा तत्रैव बहु मात्रेण कार्यं कुर्वन्ति अत्र आगत्य छात्राः जनाः उद्योगप्राप्तिं विषये वदन्ति समस्या तु धनस्य समस्या बहु रूपेण भवति तत्र परन्तु अत्र आगत्य धनस्य महत्वमपि सः जानन्ति धनस्य बहिर्भागे ये पठन्ति धनस्य क्लेशः भवन्ति अतः इदमपि अनुभवः मम अस्ति सञ्चारव्यवस्थायामपि क्लेशः भवति गृहस्त जनः तत्र दूरवाणीं यस्समये कुर्वन्ति तस्मिन् समये बहु क्लेशाः उत्पन्नाः भवन्ति कदापि कदापि कोपि समये न भवतीति सटिक्स् रूपेण इति